मम विचारेषु बालानां श्रमविषये पक्षद्वयं वर्तते प्रथमः पक्षः तु अत्यन्तमेव सुप्रसिद्धः वर्तते यत् अवश्यमेव अधिकधनस्य व्ययः न स्यात् तदर्थमेव बालकैः कार्यं कारयन्तः जनाः अवश्यमेव दृश्यन्ते अपि च अधिकं कार्यं कारयित्वा न्यू न्यूनमेव धनं तेभ्यः दीयते इति सर्वप्रसिद्धं वर्तते तद् अवश्यमेव निराकरणीयं वर्तते द्वितीयः पक्षः वर्तते केचन बालकाः वर्तन्ते येषां पारिवारिकीस्थितिः एतादृशी न वर्तते यादृशी अन्येषां वर्तते सर्वकारस्य पक्षतः नैके तत्र छात्रः छात्रवृत्तिकार्यक्रमाः आयोजिताः वर्तन्ते तथापि तेषां लाभः सम्यक्तया ग्रहीतुं सर्वेषाम् अवसरः न भवति तदर्थं ते अवश्यमेव कार्यरताः भवन्ति तत्र क्रैम् अथवा सः दोषत्वेन न स्वीकार्यः तथापि तदर्थं बालकेभ्यः केचन एव विशिष्टकार्यविशेषाः एव चेतव्यः येन तेषां शारीरिकक्लेशः मानसिकक्लेशो वा न स्यात् अपि च तेभ्यः योग्य व्ययः योग्यधनादिकम् अपि अवश्यमेव तेभ्यः दातव्यम् एवमेव बालकाः अनेकेषु कार्येषु तत्र कर्षिताः भवन्ति तत्र ऐदम्प्रा थम्येन यत् शारीरिककष्टम् आवहन्ति तादृशः नाम रेल रेलस्थानकेषु अस्माकं यत्किञ्चिदपि भारादिकं भवति तद् उत्थापने अथवा पात्रमाज् मार्जने एतेषु स्थानेषु ते बालकाः कर्षिताः भवन्ति तत्रपि तेषां महत् कष्टम् भवति